नमो नमः अहं कैवल्यदेवळे वदामि तर्हि भवतः ह यः अल्पोपहारः अस्ति तर्हि अल्पहारगृहे अन्नं सम्यक् नास्ति भवान् यः अन्नं अन्नं मां प्रेषयति तस्य तत् सः अन्नं सम्यक् नास्ति तस्य दुष्परिणामः अपि बहु भवति तर्हि सः एकम् उष्णम् अस्ति तैलं तु तस्य आधिक्यम् अस्ति तर्हि तस्य मम शरीरे बहु हानिः भवति तर्हि तस्य अहं मम मम बहु क्लिष्टमस्ति तस्य अन्नम्